अहं आदौ कसूतिं पठितवी आसं परन्तु विस्मृतमासीत् एकं एकस्य चित्रस्य कृते अहं एम् कसूति कृतवती आसम् तत् किञ्चित् कष्टं जातं विस्मृतमिति कृत्वा कष्टेन अहं कृतवती एतावता अहं कष्टकरं वस्त्रं नाम चोलमहं सीवितवती आसं बहु कष्टकरेण इति न परन्तु बहुकालं स्वीकृतमासीत् तत्र मम कृते सम्यक्तया तस्य विषये ज्ञानं न आसीत् अतः पुनः तद्विषये ज्ञानं प्राप्य पुनः तत्कृतवती अनन्तरं कियत्कालं स्वीकृतवती नाम दशदिनेषु अहं एकं चोलं सीवितवती अनन्तरं चोलं ऊरुकं इत्यादिवस्त्राणि सीवितुं अहं शक्नोमि अधुना कष्टकरमिति न परन्तु सीवयितुं शक्नोमि बहुकालं नाम एकस्य ऊरुकस्य कृते दिनद्वयं स्वीकर्तुं शक्नोमि एवमेव सीवनं करोमि कष्टकरमिति न